हरिः ओं नमस्ते हरिः ओं न श्रूयते हा श्रूयते श्रूयते वदन्तु आम् अस्ति अस्मि वदन्तु हा नमस्ते नमः वयं सहायं कुर्मः भवान् कीदृशं पेकेज् आवश्यकम् इति वदतु तदनुसृत्य अहं विवरणं दास्यामि ह अस्तु तर्हि अस्माकम् एकं तिरुवनन्तपुरं मन्दिरे एकं पेकेज् अस्ति तत्तु प्रातःकाले आदौ श्रीपद्मनाभस्वामी मन्दिरे एकं दर्शनं तदनन्दरम् अतः लुलू माल् गच्छति तत्र शापिङ्ग् इत्यादिकं कर्तुं शक्यते तदनन्तरं सायङ्काले तदेकं समुद्रतीरे अस्ति तत्र किञ्चित् आक्टिविटीस् इत्यादिकं भविष्यन्ति तदपि कर्तुं शक्यते हा इदं सर्वं मिलित्वा द्विसहस्रमेव भविष्यति ह तत्र हा अस्तु वयं तादृशी अवस्था प्लानिङ्ग् कर्तुं शक्यते चिन्ता नास्ति भवन्तः कति कति जनाः आगमिष्यन्ति

हा अस्तु तर्हि अस्माकं पेकेज् एवम् अस्ति आदौ प्रातःकाले षड्वादने वा सप्तवादने रामस्वामी मन्दिरे दर्शनं तदनन्तरं तत्रैव एकं पञ्चनक्षत्रं भोजनशाला अस्ति सरवणानाम्नि तत्र प्रभातभक्षणं भविष्यति तत्तु तदनन्तरं लुलू माल् गच्छति तत्र भवताम् इच्छानुसारं शापिङ्ग् वा किमपि कर्तुं शक्यते तदा भवतां साकं प्रातः अस्ति चेत् तस्मै तत्र क्रीडा वस्तूनि अपि भविष्यन्ति तदनन्तरं मध्याह्ने तत्रैव एकम् एका भोजनशाला वर्तते तत्र मध्याह्नभोजनं भविष्यति सायङ्काले कोवलं समुद्रतीरे गन्तुं शक्नोति

ह प्रातःकाले आगच्छति गुरुः अस्माकं कार्यालयः तिरुवनन्तपुरं नगरे एव सेक्रटरेट् पार्श्वे एव अस्ति हा तत्र ओटो जनाः टेक्सी जनाः सर्वे जानन्ति तमेव पृच्छतु नो चेत् मां दूरवाणीं कुर्वन्तु अहं स्थाननिर्णायकं गूगल् मेप् द्वारा प्रेषयितुं शक्नोमि

हु हा अस्तु तत्र चिन्ता नास्ति कर्तुं शक्यते ह अस्तु धन्यवादः मिलामः धन्यवादः स्वागतम्